पाककला केवलं महिलानां कार्यं नास्ति इति अहं मन्ये अस्माकं कुटुम्बे पुरुषाः अपि पाककार्यं कुर्वन्ति यतोहि महिलानां कार्यं प्रातःकाले उत्थाय गृहस्य स्वच्छता इत्यादिकं जनानाङ्कृते चायम् इत्यादिकं निर्माणं एवं बहूनि कार्याणि भवन्ति महिलानाङ्कृते अतः महिलानाम् अपि साहाय्यं स्यात् एतदर्थं पुरुषाणामपि तस्मिन् कार्ये अर्थात् पाककार्ये संलग्नाः भवेयुः अस्माकं कुटुम्बे तु पुरुषाः अपि पाककार्यं कुर्वन्ति यथा अहं पाककार्ये कुशलः अस्मि अहम् सदा सर्वदा बहिः एव गृहात् बहिः एव भवामि अतः स्वपाकी अस्मि स्वहस्तेनैव भोजनं निर्माय भोजनं करोमि अतः पुरुषे पुरुषाणाङ्कृते अपि पाककार्यमस्ति न तु केवलं महिला महिलानाङ्कृते इति